क्रीडा जनेभ्यः उद्विग्नतानिवारणाय आनन्ददायकं मार्गं कथं यच्छन्ति इति क्रीडाः यदा वयं क्रीडामः तदानीम् अस्माकं शरीरे रासायनिकद्रव्यं उत्पन्नं भविष्यति तत् आनन्दं वर्धयति तस्मादेव वयं सर्वे क्रीडामिच्छामः क्रीडा का क्रीडासमये अस्माकम् आनन्ददायकाः तद् किं किं वदामः स्वेदः न न ग्रन्थयः इति वदामः अद्के एनन्तारे किं वदामः स्वेदग्रन्थयः ह तत् ग्रन्थयः रासायनिकं रासायनिकविसर्जनङ्कुर्वन्ति तद् रक्ते अस्माकं रक्तेषु तत्र तत्र रासायनिकप्रभावेण अस्माकं अनुभवः भवति तस्मात् क्रीडा जनेभ्यः उद्विग्नतानिवारणं करोति यदा अस्माकं भयादिकं भवति तदानीमेव अस्माकं रक्तं कलुषितं भवति यदा आनन्दः भवति तदानीं वयम् आरोग्यम्